मम जीविकायै अहम् अध्यापनकार्यं करोमि यतोहि अस्य कार्यस्य करनेन महत् आनन्दम् अहं प्राप्नोमि बाल्यादेव मम एका इच्छा आसीत् तद् हरितवर्णीयलेखन्याः उपगोगः करणीया कथञ्चिदपीति मम इच्छा आसीत् प्रायः बहूनां बालानां तथा इच्छा भवति तद्वदेव ममापि इच्छा जागृता तर्हि अहं चिन्तितवान् कथं वा भवितुमर्हा अर्हतामहं सम्पादयितुं शक्नोमि इति चिन्तितवान् कथञ्चित् मार्गान्तरं जातं मार्गभ्रष्टः सञ्जातः कथञ्चित् पुनः तस्मिन्नेव मार्गे आगत्य पतितवान् तर्हि सम्प्रति अहम् अध्यापनकार्ये अस्मि तदर्थम् अहं बहु प्रयासं कृतवान् प्रायः एकस्यामेव संस्थायाम् उशित्वा प्राय षोडशसप्तदशवर्षान् यावत् अध्ययनं कृत्वा सम्प्रति अध्यापकानां निर्माणकार्ये संलग्नो सन् अहं हरितवर्णीयलेखन्याः उपयोगं कर्तुं समर्थः जातः इति आनन्ददायकः मम वचनमिदम् अतः एतादृश इच्छा यदि स समीचीना यदि इच्छा अस्माकं बलीयसी भवति तर्हि अवश्यमेव अस्माकं कर्मापि तादृशं भवति क्रियापि तादृशी भवति तेन अह वयमस् अवश्यमेव धन्याः भवामः सफलाः भवामः इति मम आशयः